हरिः ओम् नमस्कार अहं गौरीनन्दना या काल् क्रियते वा तु हरिः ओम् यात् यात्रा करणार्थं कृतार्थम् अहम् अपेक्षति शीतं शीतस्थानानि कानि अस्ति ऊटि सम्यक् वा तत्र किं किम् अस्ति

अन्यत् किं किम् अस्ति बोके ग्रामम्

बालानां बालानां कृते

हा आम् तद् तत्र कति दिनानि आवश्यकानि दिनत्रयम्

आम् तत्र भोजनकार्याणि सर्वं किं करोति आम् केरला फ़ुड् लब्धं वा अत्र आम् यानं क वदतु अभिज्ञा

दश दश लोकाः एव सन्ति तदर्थं ट्रेवेलर् पर्याप्तम्

अन्यानि स्थानानि गद्दा गतसमये हा मैसूर् हा किं किमस्ति तत्र

आम् तत् आहत्य एकवारं पर्याप्तं वा आं तत्र आहत्य कति रूप्यकाणि आवश्यकानि

आ वदतु ट्वेण्टि फ़ैव् तौसण्ड् तत् अधिकं नास्ति वा ट्वेण्टि फ़ैव् तौसण्ड् हा अस्तु पुनर्मिलामः